आधुकनिक् आधुनिकशिक्षणेन केचन लाभाः कानिचन नष्टानि अपि सन्ति तत्र प्रथमं लाभान् चिन्तयामः ततः पश्चात् नष्टानां विषये चिन्तयामः लाभाः नाम किञ्चित् विदेशीयानां सहयोगः तेषां पद्धतिः तेषां मनस्तत्वं तथा इत्यादिकं वयं स्पष्टं तु ज्ञातवन्तः गत शतात् वर्षेभ्यः एतत् चलत्येव तथापि विशेषतः अस्माकं भारतस्वातन्त्र्यानन्तरं एषा वैदेशिकीविद्या अधिका आगता अत्र एतदस्माकं किञ्चित् लाभः अस्ति किन्तु ततोप्यधिक नष्टाः सन्ति नष्टमेवमस्ति वयं तु सर्वतः अस्माकं भारतीयमूलसंस्कृतिं विस्मृतवन्तः शिक्षाविधानेन किञ्जिदपि नास्ति यत्र कुत्रापि गृहेषु तत्तत् विद्रूनां वा ज्येष्ठानां वा पक्षतः यत् अध्यापितमस्ति तदेव अस्ति गृहे यत् अध्यापितं तदेव अस्ति शैक्षणिकविधानेन किञ्चिदपि नास्ति तत्रापि विशेषतः सनातनधर्मस्य भारतीयसंस्कृतेः विषये किञ्चिदपि शिक्षनेन किञ्चिदपि न दत्तमस्ति धार्मिकसंस्थानां सहयोगेन यत् ज्ञातवन्तः अस्माकं भारतीयाः तावन्मात्रमेव अस्ति किन्तु सर्वकारपक्षतः यत् शिक्षणमस्ति तत्रापि भवत् चेत् उत्तमम् इति अस्माकं आशयः इदानीं तादृशीस्थितिः पुनः गुरुकुलव्यवस्था इति यद् पुरातनमासीत् तादृशी व्यवस्था भवत् चेत् उत्तमं इदानीं मम ज्ञानानुसारं अस्मिन् प्रान्ते बहवः स्व प् अपत्यानि गुरुकुलविद्याविधानं प्रति प्रेषयितुं उत्सुकाः सन्ति केचन प्रेषितवन्तश्च तत्र तत्र गुरुकुलानि अपि आरब्धानि गृहपाठः होम् स्कूलिङ्ग् इति आङ्ग्लभाषया उच्यते मम परिचिताः एव न्यूनतिन्यूनं विंशतिः जनाः सन्ति जनाः नाम अत्र बालकाः इति बालिकाः बालकाः स्व पितरौ एव तान् बालकान् अध्यापयन्ति अन्ये केचन भारतीयविद्याविधानेन गुरुकुलानि यत्र सन्ति पाठशालाः यत्र सन्ति तत्र प्रेषयन्तः सन्ति एषः परिणामः उत्तमः स्वागती कर्तव्यः अवश्यं अनुसरणीयश्च